नमस्ते अहम् इदानीम् अयोध्यायामस्मि ओके जग् जग्दीशः तत्र के क्याम्रा तत्र अयोध्यायाः सम्मुखीकरोतु हा निरञ्जन् भवान् इदानीं द्रष्टुं शक्नोति मम पुरतः अयोध्यादेवालयः विराजते आसहस्रवर्षेभ्यः हिन्दू कार्यकर्तॄणां यः प्रयासः आसीत् तस्य प्रयासस्य प्रतिफलमिव इदानीं राममन्दिरं मम पुरतः प्रतिभासते निरञ्जनः इदानीं श्वः अत्र अस्माकं प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागाः अस्माकम् अयोध्यायाः राममन्दिरस्य उद्घाटनं कर्तुं समागच्छन्ति अतः इदानीं सर्वत्रापि रक्षाव्यवस्थायाः दृढीकरणं जायमानं वर्तते प्रायः अत्र भवन्तः क्यामरा मध्ये द्रष्टुं शक्नुयुः अत्र पश्यन्तु सहस्राधिकाः रक्षकाः रक्षकभटाः अत्र सम समावेताः वर्तन्ते आरक्षकाः अत्र समावेताः वर्तन्ते ये च अत्र विद् भ अयोध्यायां यत्र कुत्रापि लोपदोषः न स्यात् तथा ते कर्तुं प्रयत्नशीलाः वर्तन्ते भवानत्रापि भवान् द्रष्टुं शक्नोति निरञ्जनः यत् अस्माकं रामराज्यस्य राममन्दिरस्य मूर्तिः कथं विराजते इति अत्र पुनः अपरः एकः अंशः अवधेयः वर्तते राममन्दिरस्य राममन्दिरे विद्यमानस्य मूर्तेः कर्ता अस्ति अस्माकं मैसूर् स् नगरस्य योगेशः एव एवम् अत्र सर्वं भवान् द्रष्टुं शक्नोति इतोऽपि कश्चन प्रश्नाः वक् प्रष्टव्याः सन्ति वा निरञ्जनः सद् सत्यं सत्यं सत्यं निरञ्जनः अत्र श्वः प्रातः साक्षात् नववादने हेलिक्याफ़्टर् तः नरेन्द्रमोदीवर्यः अयोध्या एर्पोर्ट् निमित्तम् आगमिष्यन्ति ततः ते कार् यानेन चतुश्चक्रिकायाम् अयोध्यामन्दिरं प्रति आयास्यन्ति तत्र च राममन्दिरजन्म क्षेत्रं ट्रस्ट् कनाः तेषां स्वागतीकुर्वन्ति तेन सहैव गणेशशास्त्री द्राविड् इति महाभागानां नेतृत्वे श्रीरामस्य रामलल्ला इत्यस्य देवस्य प्रतिष्ठापनं प्राणप्रतिष्ठा च भवति आरक्षकाणां तु कार्यम् अत्र ज जग्दीशः भवान् तत्र क्यामरां तत्र प्रदर्शयतु अत्र ब भवान् द्रष्टुं शक्नोति निरञ्जनः क् आरक्षकभटानां तु महत् कार्यं वर्तते यतो हि प्रधानमन्त्रिणः पुनः देशस्य सर्वेऽपि नेतारः श्वः अत्र आगच्छन्ति इत्यतः रक्षकं रक्ष् सुरक्षाव्यवस्थायां कुत्रापि लोपदोषः न स्यात् इत्यतः सहस्राधिकाः सङ्ख्याकाः सत्यं सत्यं सहस्राधिकाः सङ्ख्याकाः अत्र जनाः आरक्षकाः समवेताः वर्तन्ते ये च अहर्निशं रक्षाव्यवस्थार्थं प्रयत्नशीलाः वर्तन्ते आ ए एतावदेव अद्य अलं श्वः वयं न्यूस् हवर् मध्ये मिलामः